दिने कियान् कालः अहं गायनाभ्यासस्य कृते करोमि इत्युक्ते इदानिं प्रतिदिनम् एतावत् इति न भवति सामान्यतः पादोन घण्टा तु एक घण्टा करोमि समयः अधिकम् अस्ति चेत् इतोऽपि करोमि इदानीं तु अस्माकं गुरवः वदन्ति भवान् प्राथमिक स्तरे अस्ति तदर्थम् एकघण्टा पयार्प्तम् इति तदर्थं तावत् करोमि अनन्तरम् अग्रे अग्रे गच्छामि किल तदा इतोऽपि अभ्यासं करोमि तदा अभ्यासः अपि अपेक्षितः भवति तदर्थं तदा अभ्यासं करोमि अनन्तरं नूतन गीतस्य अभ्यासं कथं करोमि इत्युक्ते अहं नूतन गीतम् इदानीं गुरुमुखेन एव अभ्यासं करोमि अथवा अन्यः आगतवान् एकः सङ्गीत विद्वान् इत्युक्ते तस्य समयं स्वीकृत्य अहं प्रार्थयामि तं गीतं पाठयति इति सः पाठयति इत्युक्ते इदानीम् अस्माकं गुरवः सदा सर्वदा एकं वाक्यं वदन्ति भवान् एकं किम् हन्ता एकस्तरं भवान् स्वीकरोति चेत् तावत् पर्यन्तम् अन्यः कोऽपि अन्यः कोऽपि न आश्रयं मामेव आश्रयति इत्युक्ते तत् स्तरं सम्यक् भवेत् इदानीं प्राथमिक स्तरं सम्यक् भवति चेत् अनन्तरम् इतोऽपि वर्धनं कर्तुं शक्यते प्राथमिकस्तरे एव तत्र गच्छामि अत्र गच्छामि इत्युक्ते न भवति प्राथमिकस्तरे एवमेव सम्यक् भवेत् प्रथमं वयं यत् कुर्मः यत् शैलीं स्वीकुर्मः तदेव सम्यक् भवति चेत् अनन्तरं इतोऽपि वर्धनं कर्तुं शक्यते प्राथमिक शैले एव तस्यापि गच्छामि अस्यापि गच्छामि इत्युक्ते अन्यत्र अन्यत्र इति भवति स्थिरत्वमेव प्राथमिकस्तरं न भवति तदर्थं प्राथमिकस्तरे अहं किञ्चित् एव सम्यक् संस्थाप्य एक शैलीं संस्थाप्य गुरु गुरुस्य शैलीं संस्थाप्य अनन्तरं नूतनगायस्य गुरुः यथा वदति तथा करोमि अन्य सङ्गीतविद्वान् आगच्छति तस्य मुखान्तरे एव स्वीकरोमि परन्तु आन्लैन् द्वारा न स्वीकरोमि यतो हि आन्लैन् द्वारा स्वीकरोमि चेत् तावत् परिणामकारी न भवति इदानीं गुरुः तत्रैव चेत् अपि सः वदति परन्तु अस्माकं कृते तावत् ग्रहणं न भवति परन्तु सः अग्रे भवति चेत् तस्य सान्निध्यमेव अस्माकं कृते प्रेरणादायकं भवति अस्मा वयम् इदानीं दोषाः कुर्मः चेत् अपि तस्य सान्निध्ये एव वयं दोषान् कथं निवारणीयम् इति अस्माकं कृते उपायः भवति सः अपि वदति वयं ग्रहणं कर्तुं शक्यते परन्तु आन्लैन् मुखान्तारात् अपि फेसबुक् इदानीं किम् स्कैप् सर्वं भवति किल तत् न भवत्येव गुरुमुखेन एव अभ्यासं कर्तव्यं गुरुकुलपद्धतिः अपि तथैव आसीत् त्यागराज मुत्तुस्वामी दीक्षितरपि तथैव कृतवन्तः आधुनिक युगे अपि आधुनिककालेपि तथैव कर्तव्यम् अग्रे अपि तथैव कर्तव्यम् अहम् अपि तथैव करोमि